नमस्काराः आ हा हा अहमेव अहमेव अग्निहोत्रि कृष्णदेवरायः कृष्णदेवाचार्यः अस्तु

अवश्यम् आगमिष्यामि इदानीं भवतः गृहं कुत्र वर्तते इदानीं अस्तु अस्तु अस्तु अस्तु अस्तु एवं अस्माकं ग्रहशान्ति चत्वारः अवश्यकाः यदि अधिकाः द्वे जनद्वयम् अधिकमस्ति चेत् सुलभतया कर्तुं शक्यते परन्तु अस्तु चिन्ता नास्ति चत्वारः समाप्तः आगच्छन्ति

कलशादिक कलश कलशादि ताम्रपात्राणि ताम्रस्य एका ताम्रस्य पात्रमावश्यकं कलशार्थं पुनः स्वस्तिकार्थं वस्त्रद्वयं वस्त्रद्वयं पुनः तण्डुलं मण्डल मण्डलं मण्डलं हा क्रियते क्रियते हा वर्णाः भिन्नभिन्नाः वर्णाः रक्त श्वेतादयः वर्णाः अपेक्षिताः अस्तु तदनन्तरं पुनः हा अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भवता प्रीत्या आमन्त्रं क्रियते चेत् कथं निराकर्तुं कथं शक्यते अस्तु हा अस्तु हा अस्तु पुनः अस्तु अस्तु कुर्मः एवमेव पुनः घृत घृतं यावत् यत् आमाम् अस्तु अस्तु ओ यतः घृतं देवानाम् आहारः खलु प्रधानं तत् तस्मात् साक्षात् पशोः गो हा अस्तु हा अस्तु हा अस्तु अस्तु अस्तु मिलावः नमांसि नमांसि